सत्यम् अन्यभाषप्रदेशेषु सञ्चारसमये समस्या अनुभूतवान् किमर्थं पार्श्वराज्ये केरला अस्ति तत्र चेन्नै अस्ति गोवा अस्ति तत् केरलराज्ये राष्ट्रीयभाषा हिन्दी अपि न जानन्ति स्म तत्र आङ्ग्लभाषा उपयोगं कृत्वा समस्यां निवृत्ववान् तथैव चेन्नै मद्रास् स्टेट् अपि तमिलनाडु अपि हिन्दी भाषायां बहूनि न ज्ञायते तद् निमित्तम् आङ्ग्लभाषोपयुज्य समस्यां निवृत्तवान् परन्तु उत्तरभारते यात्रा समये यत् काशी प्रयागः बद्रि डेल्ली सञ्चारं कृतवान् तत्र हिन्दीभाषायाम् उपयुज्य सर्वं समस्याः न आसीत् स हिन्दीभाषा एव उपयुज्य अहं समस्यां निवृत्तवान् तावदेव